कस्यापि मनुष्यस्य मूलं तस्य सन्तोषदायकम् एव भवति क कोपि मनुष्यः तस्य मूलं मूलं मूलं मूलविषयान् स्मर्तुं बहु इच्छति मूलविषयाः अर्थात् जन्मस्थलं भवेत् अथवा पूर्वजाः भव भवेयुः अथवा पूर्वजानां कृताः कृ कृतानि पूर्वजानां पु पूर्वजे पूर्व पूर्वजैः कृतानि बहु उत्तमकार्याणि भव् कार्याणि भवेयुः म् म् म् मनुष्यः तान् स्मर्तुं बहु इच्छति अहमपि मम विषये तु मम स् स्म स्मृतिः अस्ति यत् यत् म ये मम स्मृतिः यत् मम मयि सन्तोषं जनयति तत्तु यदा अहं मम जन्मस्थले अर्थात् कृश् जन्मस्थले प्रविशामि जन्मस्थलं प्रविशामि तदा ये जनाः मम मम पितामहः आसीत् अथवा मम पितामही असीत् अथवा मम मातामहः मातामही वा आसीत् तेषां तेषां नामानि स्वीकृत्य तस्य पौत्री अस्ति तस्य नप्त्री अस्ति तस्याः पौत्री अस्ति सीतामहालक्ष्म्याः पौत्री अस्ति एषा तु इति वदन्ति इ य यद् यदा व अहम् अहमपि शिक्षणकार्यक्रमे मग्नः मग्ना अस्मि इति वदामि तदा ते वदन्ति भवतः पितामहः अपि मातामहः अपि शिक्षकाः एव त त तेषां पूर्वजाः अपि शिक्षकाः एव आसन् अतः भवत्याः तु रक्ते एव शिक्षणं इति क अस्ति अतः भवती धन्या इति वदन्ति एषः विषयः मम मनसि बहुसन्तोषं जनयति